सप्तचत्वारिंशतधिकनवदशशततमवर्षस्य अगस्तमासस्य पञ्चदशदिनाङ्कः द्व्यधिकद्विसहस्रतमवर्षस्य सितम्बर् मासस्य विंशतिदिनाङ्कः एकाधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य तृतीयः दिनाङ्कः द्वादशाधिकद्विसहस्रतमवर्षस्य दिसम्बर् मासस्य द्वादशदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य जन्वरि मासस्य षट्विंशतिदिनाङ्कः